मम कार्ये सर्वोत्तमम् अस्ति जनान् शिक्षितुं अहं मम छात्रान् सम्यक् शिक्षयामि तथा च आशासे यत् मम शिक्षायाः माध्यमेन सर्वेषाङ्कृते सम्पूर्णं ज्ञानं प्राप्नुयात् शिक्षा ममकृते सर्वोत्तमम् अस्ति शिक्षां विहाय अन्यत् यत्किम् अपि अहं जानामि यदि कोऽपि मम समीपम् आगच्छति किञ्चित् ज्ञानं प्राप्नुयाम् अहं तस्मै तत् ज्ञानं प्रयच्छामि एषः मम उत्तमः गुणः